त्वया पृष्टमस्ति एवं एलेक्शन् काले त्वया काः कष्टाः समुगीरिताः इति तत्र एलेक्शन् कालात् प्राक् राजकीयनेताराः यद्वदन्ति पश्चात् नाम एलेक्शन् अनन्तरं यत् पूर्वम् उक्तम् तया तेन पश्चात् तन्न करिष्यन्ति तस्मात् समाजे किञ्चित् क्लिष्टः वर्तते ते प्रतिज्ञा कृतम् इति वयं सर्वेपि ओट् करवामः एव वोट् कृतेपि तदनन्तरं यत्पूर्वम् उक्तं तन्न परिपालयन्ति तस्मात् समाजे किञ्चित् क्लिष्टाः भवन्ति तदेव एलेक्शन् काले सम्मुखीकृताः कष्टाः इति मया उच्यते